विश्वेस्मिन् प्रवासः इत्युक्ते प्रपञ्चपर्यटनं तत् तु मया कर्तुं शक्यते इति न भावयामि किन्तु केवलम् इच्छा मात्रत्वेन वक्तव्यं चेत् आदौ भारते काशीक्षेत्रं हिमालयं च गन्तुम् इच्छामि भारतात् बहिः चेत् नेपालं गन्तुमिच्छामि अन्यत्र कुत्र इत्युक्ते अमेरिका देशं द्रष्टव्यं यदि अवकाशः अस्ति तर्हि अमेरिका देशे प्रवासं कर्तुम् इच्छामि अपि च अन्यान्यदेशेषु कथम् अस्ति इति द्रष्टव्यम् इति मनसि अस्ति किन्तु तादृश अवकाशः लभ्यते वा न वा इति न जाने